जि नं हा हरिः ओं नमस्ते वासुदेवन् जि अस्ति वा हा ओ श्रूयते वा हा कथमस्ति जि बहुकालः अभवत् भवन्तं दृष्ट्वा हा गतवान् वा ओ इ इदा इदानीं भवता आगन्तव्यमेव किमर्थं चेत् बहु क्लेशः अभवत् इदानीं गृहे किमपि इदानीम् एते व्यजनं स्थापयितुं वा स्विच् ओ ओन् करोमि चेत् तद् शोक् भवति जि इदानीं फ़्रिज् उपयोगं करणीयं चेत् अपि तत्रापि तद् स्प्रष्टुमेव भीतिः अस्ति सर्वत्र एक मैल्ड् शोक् इव दृश्यते किं कः समेसः समस्या इति अहं न जानामि मम पतिः अपि गृहे नास्ति सः चन्नै गतवान् अस्ति अतः इदानीं गृहे बालकाः सन्ति अतः झटिति करणीयं तद् शोक्

इदानीं पाकप्रकोष्ठे यदा फ़्रिड्ज् ओन् करोमि तदा तत्र शोक् इव भवति अनन्तरं स्नानप्रकोष्ठे अपि इदानीं गीस़र्स यदा अहं तत् तत् गीस़र् स्विच् स्थापयामि चेत् तदा अपि शोक् भवति अनन्तरं मोटर् यद् तद् जलं नेतुं यदा मोटर् स्विच् ओन् करोमि तदा अपि शोक् भवति जि कः समस्या स्यात् ओ एवं वा ओहो इदानीम् अद्य भवान् आगन्तुं शक्यते वा जि अस्तु एवं वा अस्तु यावत् शक्यते तावत् शीघ्रमागच्छतु तन्निमित्तं किमपि वस्तूनि स्वीकरणीयं वा मया भवानेव आनयति वा ओहो ओहो एवं वा हा समीपे अहं गणपति नगरे वासं करोमि तत्र सुधा इति एक सुधा मेटीरियल्स् अस्ति हार्ड्वेर् एकः आपणः अस्ति भवान् आगमनसमये एव किञ्चित् क्रेतुम् आगच्छति चेत् बहु साहाय्याय भवति जि तद् कति धनम् आवश्यकम् इति भवान् वदति चेत् अहं जिपे द्वारा प्रेषयिष्यामि चिन्ता नास्ति अहमेव चिन्ता नास्ति जि भवान् यावत् आवश्यकं तावत् आनयतु अहं गृहे एव स्थापयामि तद् तद् दीर्धकालं भवति एव किल अतः चिन्ता नास्ति अतः यदा

हा धन्यवादः मा विस्मरतु निश्चयेन अद्य एव आगच्छतु जि

अधिकं चेत् चिन्ता नास्ति हा चिन्ता नास्ति आम् अस्तु अस्तु दन्यवादः हरे कृष्ण